संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति प्राचीनकाले सर्वेऽपि भारतीयाः संस्कृतेन व्यवहरन्ति स्म कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रकाशम् आगताः समग्रप्रपञ्चे सर्वत्रापि उन्नतस्थाने विराजते जगतः प्राचीनसाहित्यम् इति एतद् यद् अस्ति वैदिकसाहित्यं तत् संस्कृतभाषायामेव विद्यते अतः संस्कृतस्य प्राचीनत्वम् अस्माभिः ऊहितुम् अपि अशक्यम् अस्याः भाषायाः परम्परा अविच्छिन्नरूपेण आगता वर्तते अस्याः स्वरूपमपि अत्यन्तं वैज्ञानिकं विद्यते संस्कृतं प्राचीना चेदपि सा अर्वाचीना यतोहि अद्यत्वे संस्कृतभाषा सङ्गणकस्यापि अत्यन्तं निकटवर्ती विद्यते अतः इयं भाषा न मृतभाषा कालेन सह वर्धमाना अपि अस्ति